नेचुरोपथि अथवा नैसर्गिकचिकित्सा याः कृते तत्र यद् अलोपेति मेडिसिन् सिस्टम् अस्ति तस्य कृते अल्टर्नेटिव् चिकित्साव्यवस्था इत्यपि एषा विधीयते ये तत्र नैसर्गिकचिकित्सां नेचुरोपतिं कुर्वन्ति तेषाङ्कृते नेचुरोपात् नैसर्गिकचिकित्सकः इति वदन्ति कनिष्ठतया एकवर्षस्य डिप्लोमां नेचुरोपति मध्ये यः अभ्यसति स एव नेचुरोपात् भवति नैसर्गचिकित्सकः भवति अस्यां चिकित्सायाम् अस्य अस्यां चिकित्साव्यवस्थायां किं कुर्वन्ति इत्युक्तौ तत्र स्वयमेव सेल्फ़् हीलिङ्ग् कृते महत्त्वं दास्यन्ति अत्र विविधाः औषधयः तत्र सूर्यकिरणानां सम्पर्कः व्यायामः आहारे जले च शुद्धता इत्येवं विविधां परम्परां विविधानां विविधप्रकाराणाञ्च आश्रित्य व्यवस्था प्रदीयते इदं कदाचित् तत्र सूडो सैन्टिफ़िक् इत्यपि कथ्यते